सद्यः अन्तर्जाल अन्वेषणसमये मया प्राप्तः नूतनः विषयः एषः अस्ति अत्र एकं नूतनम् आप् कृतं वर्तते सिन्थेषिया इति नूतनं आप् आप् तत्र अस्माकम् एकं चलनचित्रं स्थापयित्वा अपेक्षितविषयः यदि तत्र स्थाप्यते अथवा अन्वेषणं क्रियते सः अथवा तत् आप् अस्माकं चलनचित्रं तथा तस्य आडियो तत्र सिङ्क् कृत्वा एकं नूतनं चलनचित्रं दर्शयति एतत्तु सद्यः मया दृष्टः नूतनः आविष्कारः